अहं कलात्मकलेखनस्य अध्ययनं न कृतवती लेखनस्य कलात्मकतां तान्त्रिकतां समन्वयः करणीयः अस्मिन् काले यतोऽहि तान्त्रिकदृष्ट्या अस्मिन् प्रपञ्चे लेखनस्य वर्धनार्थं तान्त्रिकता भवेत् भवेत् परं लेखनस्य सौन्दर्यं कलात्मकलेखने एव प्राप्स्यते अतः समन्वयं कर्तुम् अस्मिन् अस्माकं जीवने यत् प्रचलति तद् दृष्ट्वा तस्य अनुसरणं कृत्वा गच्छामः चेत् सम् समन्वयः स्वयमेव भविष्यति तत्र विशेषतया मम योगदानं किमपि अस्ति इति अहं न चिन्तयामि अहम् उदाहरणार्थं यदा अहं किमपि चे लेखितुम् इच्छामि कस्मिन्नपि विषये अस्मिन् काले जनाः पूर्वतनकाले जनाः पुस्तकानि लिखन्तः आसन् इदानींतनकाले जनाः ब्लोग्स् लिखन्ति इण्टर्नेट्मध्ये इत्युक्ते अन्तर्जालेषु सर्वेषु समाजिकमाध्यमेषु जनाः तेषां चिन्तनं तत्र लेखितुं शक्नुवन्ति सर्वेषां कृते अधिकारः प्राप्यते अतः तत्र यत् पुस्तकेषु आसीत् इदानीं तत्सर्वम् अन्तर्जाले विद्यते अतः तान्त्रिकसहायेन लेखनं कलात्मकम् अस्ति वा नास्ति वा इति स्वस्य उपरि न भवति परं तान्त्रिकं ले तान्त्रिकतां कलात्मकतां कलात्मकतां योजनं वा समन्वयं कर्तुं तु तत्समाजे भविष्यति